अधुना प्रचलितः विषयः नाम क्रीडाविषयः इति एकः अनन्तरं सर्वकारस्य विषयः सर्वकारे एलेक्षन् इति अन्तर्भावः क्रीडा चेत् इदानीं यत् महिला क्रीडा जाता या महिला क्रीडा जाता क्रिकेट् रूपं तत्र आर् सी बि महिला टीम् जिता अनन्तरं तत्र सर्वे महिलाः समं ये क्रीडिता क्रीडितवत्यः ताः सन्तुष्टाः जनाः अपि आर् सी बि जिता इत्यतः जनाः अपि सन्तुष्टाः अनन्तरं एलेक्षन् तत् सर्वकारस्य विषयः यः एलेक्षन् इति सः अग्रे कर्नाटके विभागद्वये एलेक्शन् भवति समग्रभारते सप्तविभागे सप्तहान्ततया भवति तत्र कर्नाटके द्विधा नाम एप्रिल् षड्विंशतिदिनाङ्के दक्षिणकर्नाटकस्य एलेक्षन् भवति मे सप्तमदिनाङ्के उत्तरकर्नाटकस्य एलेक्षन् भवति इत्येवं रूपेण कर्णाटके एलेक्षन् षड्वि एप्रल् एप्रिल् मासस्य षड्विंशतिदिनाङ्के अपि च मे मासस्य सप्तमदिनाङ्के षड्विंशति सप्त षड्विंशतिदिनाङ्कः सप्त सप्तमदिनाङ्कः एतयोः दिनाङ्कयोः मध्ये दिनाङ्कयोः एलेक्षन् भवति तथा च तत्र एलेक्षन् मध्ये ये येषाम् आधिक्यम् इदानीं बी जे पि काङ्ग्रेस् जे डि एस् इत्येवम् अस्ति तत्र यत् यस्य मतस्य अधिकं यत् वोटिङ्ग् भवति सः मतः जितः भवति तेन तत्र यः जितः सः पि एम् भवितुम् अर्हति